प्राचीनभारतस्य प्रसिद्धः राजा शिवाजि शाहाजि भोस्ले इति अस्ति नवदशे फ़ेब्रुवारी त्रिंशत्याधिकषड्शतोत्तर एकसहस्रं सः तस्य जन्म जातः शिवाजीमहाराज इति नाम्ना बहु प्रसिद्धः सः भारतीयराजः मराठीय सम्प्रज साम्म्राज्यस्य स्थापकः च आसीत् शिवरायः बिजापुरस्य क्षयशीलस्य आदिलशाहितः स्वातन्त्रराज्यस्य निर्माणं कृत्वा मराठासाम्राज्यस्य स्थापनां कृतवान् चतुःसप्ततिः सप्तत्यधिकषड्शतोत्तर एकसहस्रतमे वर्षे रायगडदुर्गे छत्रपतिरूपेण औपचारीकरूपेण सिंहासनं प्राप्तवान्